मम प्रदेशः मध्यप्रदेशः नाम शिक्षाव्यवस्थां परिकल्पयितुं यथा सर्वत्र व्यवस्थाः भवन्ति तथैव मम प्रदेशे मध्यप्रदेशे अपि शालाशुल्कं सामान्यैः अपि पूरयितुं शक्नुवन्ति तथैव हिन्दी गणित अङ्रेजि आदिविषयान् सामान्यतया छात्राः स्वीकुर्वन्ति तथा च सम्यक् पठन्ति तथा च अग्रे गच्छन्ति